अस्माभिः व्यवस् अन्ध अन्धविश्वासः इति व्यवह्रियमाणः सर्वोपि अन्धविश्वासः न भवति परन्तु सर्वत्र प्राचीनैः इयम् एका इयम् एका व्यवस्था कृता इत्युक्ते तस्य पृष्ठतः वैज्ञानिककारणानि अपि भवन्ति परन्तु तत्सर्वं आपरिगणय्यः इत्युक्ते अनालोच्य अस्माभिः इदानीं ते सर्वेऽपि व्यवहारः क्रियमाणस्सन्ति ततः ते अन्धविश्वासत्वेन भासन्ते अस्माकं परन्तु ते वस्तुतः अन्धविश्वासाः न भवन्ति प्रायः तत्र केचन भवितुम् अर्हन्ति परन्तु अधिकरूपेण तत्र सर्वत्र तत्पृष्ठभागे किमपि कारणं विद्यते एव अतः सर्वेऽपि अन्धविश्वासाः एव इति वक्तुं न शक्यन्ते जनैस्तु व्यवहारः क्रियते इत्येतावता सः अन्धविश्वासः इति वक्तुं न शक्यते